चरणार्थं मम इष्टतमः भूविन्यासः तट्य प्रदेशः यथा पुरि समुद्रकुलं तत्रत्यः परिवेषः मम कृते बहु आनन्ददायकं भवति यदा समुद्रे उर्मि आगच्छति तदा तादृशं बहु मनोरमं च भवति हिमावृत्त पर्वतेषु हिमालय पर्वतः मह्यं बहु रोचते तत्रत्य पर्यावरणं जीवाः प्राकृतिकसौन्दर्यं मनोरम दृश्यं हिमाचलपर्वतः व हिमाचलपर्वतः तत्रत्य जनाः तेषां गृहाणि जीवन शैली बहु आनन्ददायकं भवति तद् अस्त अस्माकं कृते बहु सोहोनयं भवति मनसि आनन्दं जनयति